मम क्रीडेषु अन्यतमं इष्टं वर्तते फ़ुट्बाल् क्रीडा इति एषा क्रीडा मया अत्र आगमनोत्तरं गुरुकुल आगमनोत्तरमेव क्रीडिता वर्तते फ़ुट्बाल् क्रीडा तथा बहु इष्टतमा वर्तते तत्र स्किल् बेस्ड् क्रीडा इत्यपि वक्तुं शक्यते यथा अस्माकं शिरः अनन्तरं पादादिकं चलति तद्वत् बाल् क्रीडनीयं तथा स्किल् क्रीडा इति कृत्वा एतस्य एषा क्रीडा मह्यं इष्टं वर्तते अपि च एषा क्रीडा तावत् मया षड् वर्षाद् क्रीड्यमाना वर्तते इदानीं तावत् तत्र परिणितिः अपि आगता फ़ुट्बाल् बहुषु देशेषु क्रीड्यं क्रीड्यते टूर्नमेण्ट् इपि इत्यापि भवति टूर्नमेण्ट् इत्यादिकं न गतम् तत्त्यक्त्वा अत्र गुरुकुले यावत् पठितुं क्रीडितुं शक्यते तावद् क्रीडामि अपि च फ़ुट्बाल् क्रीडा बहु समीचीना वर्तते अस्माकं शरीरस्य हितार्थं सम्यक् वर्तते अनन्तरं तद् क्रीडनेन कथं स्किल् डेवलप्मेण्ट् तस्मिन् स्किल् आधातुं शक्यते इति तत्र पठितवान् एवञ्च फ़ुट्बाल् क्रीडा इति बहुषु देशेषु विदेशेषु मान्यता प्राप्ता वर्तते एवं फ़ुट्बाल् क्रीडा मम इष्टतमा वर्तते